नमस्कारः महोदय अहं तु रामायणविषये बहु आसक्तः अस्मि इदानीम् अहं रामायणस्य विशिष्टम् अध्ययनं कर्तुम् इच्छुकामः अस्मि रामायणं विविधरीत्या विभक्तं वर्तते विविधाः भाष्यकाराः रामायणस्थ श्लोकान् विविधरीत्या विवृतवन्तः सन्ति तत्र रामायणं लक्षीकृत्य तालपत्राणि बहुधा समुपलब्धानि भवन्ति तत्र कम्बरामायणम् वाल्मीकीरामायणं लक्ष्यरामायणम् इत्यादिकं तत्र विविधं विशिष्टं वर्तते इदानीं रामायणं स्वीकृत्य किञ्चित् चिन्तनं कुर्मः चेत् रामः तत्र महात्मा रावणः दुष्टः रामः रावणं संहृतवान् इत्यादिकमपि सामान्यं वर्तते परन्तु एकैकस्य चिन्तनस्य विशिष्टं लक्ष्यं वर्तते यतो हि रामायणे रामः महात्मा तु सत्यत्वेन रामायणे अधिकाधिकजनाः रामं विशिष्टीकृत्य लिखितवन्तस्सन्ति तादृशानां तालपत्राणां सङ्ग्रहः मया क्रियमाणः वर्तते न केवलम् अहं रामायणं वक्ष्यामि रामायणस्य विषये विषये विद्यमानान् तालपत्रान् दृष्ट्वा तं तालपत्रं पुस्तकरूपेण यथा आगच्छेत् तद्विषये अपि अहं किञ्चित् प्रयत्नं कुर्वन्नस्मि रामायणे बहवः जनाः रामायणम् अधिकृत्य लिखितवन्तस्सन्ति इदानीमहं रामायणे कम्बरामायणमिति विषयं स्वीकृत्य वक्ष्यामि कम्बरामायणम् इति विशिष्टं विशिष्टं तालपत्रं वर्तते कम्बः इति कश्चनः ऋषिः तं रामायणं विर विरचितवान् संवादरूपेण शिवपार्वत्योर्मध्ये संवादरूपेण रामायणस्यापि स कश्चनः सङ्ग्रहः वर्तते अतः रामायणं लक्षीकृत्य अहं विविधान् तालपत्रान् सङ्गृहीतवान् अस्मि तत्र मनोकामना तु एका एव वर्तते अस्माकं भारतदेशीय ज्ञानसम्पत्तिः वर्तते तालपत्रेषु तालपत्रं यदा सङ्गृह्य तत्र तस्य संस्करणाय अथवा पुस्तकरूपेण स्वीकरणाय सम्पादनाय ग्रन्थसम्पादनाय कश्चनः प्रयासः क्रियते चेत् जनानां कृते योग्यं भवति तत्र बहवः जनाः बहुधा वर्णयन्तस्सन्ति तालपत्रम् इत्यादिकम् अस्माकम् अत्यधिकं ज्ञानराशित्वेन स्वीक्रियते एवं तालपत्रे अस्माकं ज्ञानं निहितं वर्तते तत्रापि अहं रामायणं विशिष्यीकृत्य किञ्चित् तस्य सङ्ग्रहणं कुर्वन्नस्मि महोदय धन्यवादः